एकादशाधिकद्विसहस्रवर्षस्य जून् मासस्य पञ्चमः दिनाङ्कः दशाधिकद्विसहस्रवर्षस्य मै मासस्य त्रिंशत्तमः दिनाङ्कः चतुर्दशाधिकद्विसहस्रवर्षस्य मार्च् मासस्य ऊनत्रिंशत्तमः दिनाङ्कः द्वादशाधिकम् द्विसहस्रवर्षस्य मार्च मासस्य द्वादशः दिनाङ्कः पुनश्च त्रिनवत्यधिकं नवदशशततमवर्षस्य आगस्ट् मासस्य पञ्चविंशतिदिनाङ्कः